आं मम पाकशालायां विद्युत् उपकरणानि सन्ति यथा इण्डेस्क्चुल्लिका मिक्सियन्त्रं ग्रैण्डर्यन्त्रं विद्युत्केटली इत्यादीनि यदा एतादृशानि विद्युत् उपकरणानि गृहे उपलब्धानि न भवेयुः तदा मृत्तिकाद्वारा निर्मितचुल्लिकायाम् एव भोजनं पचन्ति स्म तदा काष्ठानि अपि अपेक्षितानि भवन्ति स्म तेषां व्यवस्था करणीया भवति स्म मिक्सीयन्त्रस्थाने प्रस्थरशिलायाः उपयोगः क्रियते स्म एतद् कार्यसम्पादने किञ्चित् काठिन्यं भवति समयः अधिकः लगति अतः एव विद्युत् उपकरणानाम् आवश्यकता भवति